यदा अहम् एकं सर्ट् क्रीतं तदा तत् सम्यक् नासीत् तस्य वर्णः सम्यक् नासीत् तस्य सैज् सम्यक् नासीत् मम कृते बहुबृहत् अभवत्